अहं स्वपरिवार मित्रैः सह केरलां गन्तुम् इच्छामि किमर्थं तत् स्थानम् इत्युक्ते इतोपि अहं केरलां न दृष्टवती सर्वे वदन्ति भूमेः स्वर्गं केरलम् इति अतः केरलां गन्तुम् इच्छामि अनन्तरम् अहं वेजिटेरियन् अपि अस्मि तत्र अनन्तरं वेजिटेरियन् अस्मि अतः तत्र वेजिटेरियन् फ़ुड् तथा तु सम्यक् एव मिलति इड्लि दोसा अन्नम् अन्नं तत्सर्वं तत्र भोजनस्य समस्या न भवति अनन्तरं मम एका सखी अपि तत्र अस्ति तस्याः गृहम् अस्ति तत्र सा सर्वदा आह्वयति आगच्छतु आगच्छतु इति अतः परिवारमित्रैः सह गच्छामः चेत् स्थातुमपि तया सह एव स्थातुं शक्यते तत्र केर्लामध्ये बहु बृहद् बृहद् गृहाणि भवन्ति गृहाणि भवन्ति इति मम सखी उक्तवती तस्याः गृहमपि बहु बृहद् अस्ति सा सर्वदा वदति तत्र आगच्छतु भवत्याः कोपि सख्यः मित्राणि सन्ति चेदपि आनयतु गृहं बहु बृहद् अस्ति अत्र एव स्थातुं शक्यते इति वदति सा तदपि एकं कारणम् अस्ति तत्र गन्तुम् अनन्तरं तत्र टी गार्डन्स् टी गार्डन्स् अपि सम्यक् भवति इति सा उक्तवती अनन्तरं तत्रत्य नृत्यं नृत्यमपि द्रष्टुम् इच्छामि तेषां व्यवहारः कथं भवति तेषाम् आहारपद्धतिः किम् अस्ति तत्र अन्यत् किं किं विशेषः विशेषः विशेषणानि किं किं सन्ति केरलां तद् सर्वम् अहं ज्ञातुम् इच्छामि तत्रत्य आहारपद्धतिः विहारपद्धतिः तत्सर्वम् अहं ज्ञातुम् इच्छामि अतः अहं केरलां गन्तुम् इच्छामि सर्वे वदन्ति खलु तत्र बहु सुन्दरम् अस्ति नेचुरल् ब्यूटि बहु अस्ति इति केवल एप्रिल् मे मासे गन्तुं न शक्यते अतः अहं चिन्तयामि तत्र प्रायः नवम्बर्तः फ़ेब्रुफ़रीपर्यन्तं गच्छामः चेत् उत्तमम् इति अतः दीपावल्याः अनन्तरं पश्यामः समयः मिलति चेत् सर्वे मिलित्वा गन्तुं शक्नुमः इति मम आशा अस्ति किन्तु मम सक् सखीम् अपि फ़ोन् करोमि सा अपि तस्मिन् समये फ़्री अस्ति वा इति सा फ़्री भवति चेत् तत्रैव वयं गच्छामः किन्तु आरक्षणमपि करणीयम् चिटिकायाः आरक्षणं रेल् चिटिकायाः आरक्षणम् अपि करणीयं भवति तदपि दृष्ट्वा पश्यामः गच्छामः मम अन्या सखी अन्यान् मित्रानपि पृच्छामि के के आगच्छन्ति इति सर्वे आगच्छन्ति चेत् एतस्मिन् डिसेम्बर् मासे पश्यामः